हरि ओम् महोदय अहं कुमारः ओ अहं कुशली भवान् कथं अस्ति भोः इदानीं दर्शनं एव नास्ति श्रवणमपि नास्ति ओ बहु धनं आर्जयति भो भवान् अन्यदापणं स्थापयति किं अन्यदेकम् आपणं स्थापयति किं आम् मम तु मम तु एवम् एव भाति कुत्रचित् मम समीपे मा स्थापयतु भोः आम् माम् पीडां मा कल्पयतु

ओ धन्यवादः तद्विषये

ओहो आगच्छन् अस्ति वा

ओ एवं वा ओ धन्यवादः धन्यवादः आपणं कथं प्रचलति ओ तर्हि किम् अस्ति वयमपि स्थापयामः अस्माकं अस्माकं संख्यां दद्मः ये ये अस्माकं परिसरः जनाः ये भवन्ति इतः एव नयन्ति एवमपि कर्तुं शक्यते खलु भवान् न जानाति वा ओ अहं वदामि एकवारम् आगच्छतु मम कृते तण्डुलं आवश्यकं भो भवतः समीपे अस्ति वा तर्हि एवं कर्तु शक्यते भवान् यदि मध्याह्णे तदानयति चेत् आन्लैन् मध्ये वयमपि सम्पर्कङ्कथं कुर्मः इति अहं वदामि आनयति वा एतत् ज्ञातुमपि शक्नोति ओ बहु सुकरं एवं वा आम् एकः आम् आम् भवान् मध्याह्णे तण्डुलं आनयतु भोजनमपि अत्रैव कुर्मः भोजनं कुर्वन् वार्तालापं कुर्मः ये तथा किमपि नास्ति तथा किमपि नास्ति तदपि आन्लैन् मध्ये एव स्वीकृत्य आगच्छामः आर्डर् कुर्मः वयं तत्रैव भोजनं कृत्वा कुर्वन् वार्तालापं कुर्मः अस्तु आगच्छतु मध्याह्णे मिलामः राम् राम् आम् आ अवश्यम् अवश्यम् अवश्यम् महोदय राम् राम्